मया स्विग्गी द्वारा मञ्जुनाथः होटेल्मध्ये पुरी आर्डर् कृतमासीत् किन्तु तद् मया इदानीं न इष्यते तत् केन्सल् कर्तुमिष्यते यतो हि मया पुरी द्वारा चट्नि अपेक्षितमासीत् किन्तु तत्र हा मया इदानीं साम्बार् प्राप्यमानम् अस्ति इति कृत्वा तद् आर्डर् केन्सल् कर्तव्यमस्ति